हा हरिः ओं महालक्ष्मीभगिनी वा मम नाम शैलजा मम सखी भवत्याः चरवाणीसंख्या दत्तवती किमर्थं इत्युक्ते मम पौत्रस्य जन्मदिनम् अस्ति सः एक वर्षीयः तस्य जन्मदिन दिनोत्सवे भवति डेकोरेशन् कर्तुं शक्नोति वा सः एव अस्ति परन्तु बहवः बन्धुजनाः आगमिष्यन्ति मन्त्रिनः अपि आगमिष्यन्ति अतः अलङ्कारन्तु बहुसम्यक्रूपेण भवनीयं प्लास्टिक् उपयोगं मास्तु किमर्थम् इत्युक्ते मम कुटुम्बजनाः प्लास्टिक् उपयोगं न कुर्वन्ति पुष्पाणां अलङ्करणं तु बहुसम्यक्रूपेण करणीयम् एव भवति तदनन्तरं मायाजालम् इति किम् अपि अस्ति वा अत्र किं किं करोति भगिनी ओहो तत्र आगच्छति वा आ अस्तु सम्यक् तदनन्तरं भोजनस्य तदुपायम् कथं भवति किं किं पाकानि भोजनस्य भोजनस्य सौकर्यमपि भवती एव करोति वा

आं मधुरं बहवः मधुरपदार्तानि अत्र अपेक्षितं जन्मदिनम् अस्ति किल एक वयस्यः बालः बालकः अस्ति तदनन्तरम् यदि एन्ट्रन्स् अपि बहु सम्यक्रूपेण भवती भवत्या करणीयम् आम् आम् उपायनानि तु सम्यक् अहं मया दानीयमेव अहं इदानीं संवत्सरे प्रथमवर्षीयः बालकः अस्ति किल बहवः संस्कृतभाषायां लघुलघुकथापुस्तकानि सन्ति किल तानि पुस्तकानि उपायनरूपेण दातुम् अहं मनसि चिन्तितवती कथं भवति सायङ्कालसमये सप्तवादनतः दशवादनपर्यन्तं पर्याप्तं भवति

तत् कारणेनैव दशवादन अभ्यन्तरमेव वयं समाप्तं कुर्मः तदनन्तरं बहवः बालकाः अपि आगमिष्यन्ति बालानां कृते भवती किं करोति अस्तु अस्तु सम्यक् अस्ति भवती श्वः आगमिष्यति डेकोरेशन् अलङ्करणम् अपि करोतु अहं भवत्याः कृते लक्ष्यरूप्यकाणि ददामि वा अस्तु अस्तु श्वः आगच्छतु न विस्मरतु धन्यवादः